रामायणं प्राचीनं संस्कृतमहाकाव्यमस्ति प्रारम्भिककविः मुनिः वाल्मीकिः रामायणस्य रचयिता अस्ति अयं ग्रन्थः वैदिकशास्त्राणां स्मृतिवर्गे अन्तर्भवति रामायणं महाभारतञ्च भारतस्य प्रमुखमहाकाव्यौ स्तः अस्मिन् काव्ये विविधसम्बन्धानां परस्परं कर्तव्यानाञ्च वर्णनम् अस्ति पुनश्च आदर्शपतेः आदर्शभ्रातुः आदर्शपत्न्याः आदर्शराजस्य च भूमिकानां वर्णनं कृत्वा मानवसमाजस्य आदर्शाः व्याख्याताः सन्ति रामायणस्य मुख्यनायकः अस्ति रामचन्द्रः विष्णोः सप्तमवतारः रामः राजा दशरथस्य ज्येष्ठपुत्रः कोशल्या च ज्येष्ठप्रियपुत्रः आसीत् रामायणे रामः गौरवपुरुषोत्तमः अर्थात् सर्वगुणधारकः इति उल्लिखितः अस्ति द्वितीयपत्न्या कैकेय्याः कुटिलताकारणात् दशरथः चतुर्वर्ष पर्यन्तं रामस्य निर्वासन निर्वासनम् आदिदेश रामोऽपि पितुः आज्ञां पालयित्वा प्र तत्र वनम् गतवान् महाभारते शान्तनुः गङ्गा देवी विवाहम् अकरोत् क्रमशः सप्तबालानां मृत्योः अनन्तरं तेषाम् अष्टमबालकः देवव्रतः जातः तदा गङ्गायाः मृत्युः अभवत् देवव्रतः विद्या वा कुशलः आसीत् ततः शान्तनुं राजपुत्रपदे नियुक्तवान्